तव सांस्कृतिकपरम्परां रक्षितुं तव विचाराः के अत्र प्रथमं संस्कृतिः इति विचारः वक्तुं शक्यते संस्कृतिः संस्क्रियते इति संस्कारः इति अपि वक्तुं शक्यते सांस्कृतिकपरम्परां रक्षितुम् अस्माभिः गुरुकुलपद्धतेः सम्यक् निर्वहणेन भवितुं शक्यते तत्र मातृ देवो भव पितृ देवो भव इत्यादि मौल्यवर्धितविचारानि वक्तुं शक्यते तथा च गृहे गृहेषु मातापितरौ ये अस्ति ते सर्वे स्वाबालानां कृते सांस्कृतिकपरम्पराः रक्षितुं ये ये कर्तव्यानि वर्तुं शक्यते तत्सर्वमपि वक्तुं शक्यते तथा च उत्तम पुस्तकस्य पठनेन अपि सांस्कृतिकपरम्परां रक्षितुं शक्यते तथा च उपनिषदः अध्ययनेन रामायणं महाभारतं भगवद्गीता अध्ययनेन अपि सांस्कृतिकपरम्परा यदस्ति तत् तस्य संरक्षणं कर्तुं शक्यते तथा च अस्माकं सांस्कृतिकपरम्परा बहु प्राचीना अपि अस्ति तन्मध्ये गुरुः माता पितरौ अपि तत्र पूजनं पूजाः इत्यादिभिः परिगणना अस्ति तथा च अस्माकं पर्यावरणस्यापि रक्षणं तत्रैव अन्तर्भविष्यति एतदेव सांस्कृतिकपरम्परां रक्षितुम् अस्माभिः शक्यते